अहं माहापुरुषाणां जीवनचरित्रस्य विषये ग्यातुं सर्वदाअभिलषामि अत एव यदाकदाचित् समयः लभ्यते चेत् महापुरुषाणां चरित्रविषयकम् एव पुस्तकं पठामि तादृशेषु पुस्तकेषु अन्यतमं भवति शिवराजविजयः इति गद्यकाव्यम् इदं काव्यम् अम्बिकादत्तव्यासनामकेन विदुषा बहु प्रौढभाषया लिखितमस्ति अस्मिन् पुस्तके छत्रपतिशिवाजिमहराजस्य सम्पूर्णमपि चरित्रं प्रौढभाषया तेषां चरित्र चरित्रेण तुल्यया एव भाषया निरूपितं वर्तते अस्मि अनेन पुस्तकेन राष्ट्रवादस्य प्रेरणा मयि जागर्ति अतः एव अहम् अमुं पुस्तकं अदः पुस्तकं चिन्तनप्रचोदकम् इति चिन्तयामि अहं कस्मिन्नपि पुस्तकवाचनसमूहे युक्तः नास्मि अहं वैयक्तिकरूपेणैव काव्यानां पुस्तकानां वा अध्ययनं करोमि